अहं प्रतिदिनं योगाभ्यासं करोमि यतो हि अहं गुरुकुले अस्मि इत्यतः योगविषये मम बहु आदरः अस्ति अहं यदा गृहं गच्छामि मम अनुजाः सन्ति ताभ्यः अपि अहं योगासनादिकं पाठयामि कर्तुं सूचयामि च वयं गुरुकुलीयाः यदा बहि गच्छामः अर्थात् एकविंशतिदिनाङ्के योगदिनमस्ति इति कृत्वा ततः प्राक् एकवासरीयं शिबिरं वयं कुर्मः तत्र वयम् अन्यान् प्रेरयामः